हलो नमस्ते एतत् बेकरी आपणं वा अस्तु मया कृते लड्डुकमावश्यकं लड्डुगं केक् आवश्यकम् टु टु के जि लड्डुकं आवश्यकं भवत्याः इच्छानुसारं भवतः केक् मध्ये केकस्य उपरि ह्यापि बर्त् डे इति ले लेखनीयम् हेपि बर्त् डे मध्ये द्वयोः अवश्यकं मम कृते

किमपि नास्ति डिसैन् मास्तु केवलं ह्यापि बर्त् डे अपि लेखनीयं मास्तु सः सः सायाह्ने सायाह्ने मम गृहे षड्वादने आवश्यकम् षड्वादने सायाह्ने अहम् अहं तत्र आगत्य स्वीकरोमि अस्तु अहं श्वः आपणं गत्वा तत्सर्वं स्वीकरोमि स्वीकरिष्यामि धन्यवादाः